सामान्यतः वयं ज्ञायते रामायणस्य रचयिता महर्षिः वाल्मिकिः तेनैव रामायणं ग्रन्थः ग्रन्थं रचितं रामायणग्रन्थस्य नायकः भवति नायकः रामः रामः तस्य चत्वारः भ्रातरः आसन् रामः लक्ष्मणः भरतः शत्रुघ्नः तस्याः नायिका आसीत् सीता रामः अयोध्यायाः राजा आसीत् तेन इव तस्य मातुः नाम कोसल्या कैकेयी सुमित्रा इति तस्य जन्ममाता भवति कौसल्या तस्य पीतुः नाम दशरथः रामः पितृसत्यपालनं कृत्वा सः द्वादश वर्षाणि यावत् वनवासं गतः तत्र सितायाः हरणं बध भवति रावणेन कृतं तत्र पुनः रामः वानरसेनायाः आरोहणं कृत्वा तद् सेतुबन्धनं कृत्वा लङ्कां प्रति गत्वा रावणस्य हननं कृत्वा सीतामातरं पुनः आनयति अयोध्यां प्रति अयोध्याम् आगत्य ते सः पुनः राजा भवन् भवति ततः परं तस्य तस्याः समाप्तिः भवति